मन्निकटे पुरातनं चित्रं स्वीकृतं वर्तते एवमेव नूतन डिजिटल् चित्रमपि स्वीकृतं वर्तते पुरातनचित्रेषु अस्माभिः विशिष्टप्रकारेण तस्य विभिन्नीकरणम् अथवा परिवर्तनादिकं कर्तुम् अशक्यमासीत् किन्तु डिजिटल् चित्रेषु अस्माभिः नूतननूतन अंशान् उपयुज्य तत्र परिवर्तनं कर्तुं शक्नुमः कदाचित् अविद्यमानः कश्चन पुरुषः अपि तत्र विद्यते इव दर्शयितुं वयं शक्नुमः किन्तु पुरातनचित्रेषु तत् न आसीत् किन्तु पुरातनचित्रेषु यथा एकः पुरुषः वर्तते तद्वदेव चित्रम् आयाति स्म किन्तु इदानीम् इदानीन्तनकाले डिजिटल् फ़ोटो द्वारा अस्माभिः यथा व्यक्तेः चित्रं पश्यामः तत् इतोपि क्लेरिटि रूपेण सम्यक्तया एव तस्य चित्रणं वयं द्रष्टुं शक्नुमः तच्च अयं विशेषः पुरातननूतनचित्रेषु वयं द्रष्टुं शक्नुमः पुरातनचित्रेषु एकं चित्रं स्वीकृत्य तस्य प्रिण्ट् स्वीकरणार्थं सप्ताहं यावत् अस्माभिः अटनीयं भवति स्म किन्तु इदानीन्तन नूतन डिजिटल् फ़ोटो तु क्षणाभ्यन्तरे तस्य चित्रं वयं प्राप्तुं शक्नुमः

विभिन्नेषु प्रकारेषु रात्रौ दिवायाम् अधिक आतपकाले अधिक तुहिनकाले अधिकवृष्टिकालेपि वयम् उत्तम उत्तमचित्राण्येव स्वीकृत्य वयं द्रष्टुं शक्नुमः इत्ययं विषयः तत्र आधिक्येन वयं द्रष्टुं शक्नुमः